मम प्रदेशे मम प्रदेशः मध्यप्रदेशः मम प्रदेशे तत्र विभिन्नाः खण्डाः भवन्ति मालवाखण्डः निमाडखण्डःबगेलखण्डः बुन्देलखण्डः इति च तद् माल्वाप्रदेशे अहं यथा जानामि पूर्वस्मिन्काले तत्र कृष्णमृत्तिका इति विशिष्टा अस्ति कृष्णमृत्तिकायां विभिन्न पोषणक्षमता भवति तत्र कर्पास इत्यस्य अधिकं तत्र कार्यम् आसीत् किन्तु समयेन जनाः सा कृषि परिवर्तिता प्रायः इदानीं कर्पासस्य कृषिः किञ्चिदेव भवति यतो हि तत्र अधिकं जलम् आवश्यकं प्रायः प्रदेशे जलस्य किञ्चित् अभावः तदपि जनाः अस्मिन् समये सोयाबिन् इत्यस्य कृषिः अधिकं कुर्वन्ति प्रायः मध्यप्रदेशः सोयाबीन् इत्यस्य विषये अत्यधिकं प्रचलितः अस्ति अनन्तरं मध्यप्रदेशे प्रायः अधिकं गोधूमः इत्यस्य गेहू इत्यस्य कृषिः अधिकं भवति प्रायः शरबती गोधूमः अस्माकं मध्यप्रदेशे विशिष्टः कश्चनः तत्र म् मम जिलातः किञ्चित् अग्रे एव स्युहोर् इति जिला भवति तस्मिन् क्षेत्रे स् शरबती गोधूमः अत्यधिकं भवति सः गोधूमः प्रायः विश्वप्रसिद्धः प्रसिद्धः गोधूमः अस्ति तत् विश्वे सम्पूर्णेषु देशेषु तत्र गोधूमः गच्छति इतोपि मम प्रदेशे चणकः तस्यपि अधिकं प्रयोगं भवति तस्यपि उपयोगः तस्य कृषिः अत्याधिका भवति अनन्तरं प्रदेशे अन्नं तण्डुलस्य ओदनस्यपि कृषिः अत्यधिका भवति तत्र प्रायः मम प्रदेशे सोयाबीन् इत्यस्य प्लाण्ट् अपि भवति तत्र रुचिः सोया इति अन्य सोयाबीन् तैलम् अत्यधिकं तत्र सोयाबिन् कृषेः माध्यमेन प्राप्यते अनन्तरम् एका विशिष्टा कृषिः अपि भवति तत्र अश्वगन्धा शतावरी मुसली इत्यादि एतेषाम् औषधीनाम् एतेषाम् औषधीनामपि किञ्चित् किञ्चित् तत्र कृषिः मुख्यरूपेण भवति अनन्तरं पलाण्डुः लशुनं गृञ्जनकं शाकानि इत्यादि इत्यादिषु अपि तत्र मुख्य कृषिरूपेण भवति इतोपि एकं विशिष्टम् इतोपि अस्ति प्रायः अफ़िम् इति वदन्ति तत् सर्वकारेण केचन स्थानेषु अफ़ीम् इति कृषिः अपि शासकीय निर्देशेन शासकीय दृष्टिकोणे तत्र तस्यापि कृषिः इत्यदिकं भवति तेन राज्यस्य राज्यस्य व राज्यस्य अर्थकोषः वृद्धिः तेनैव माध्यमेन भवति